वस्त्रप्रक्षालनार्थं आदौ द्रोणमध्ये जलं गृह्यते ततः किञ्चित् उष्णजलं प्रदेयम् तदनन्तरं तस्मिन् फेनकचूर्णं योज्यते ततः परं सम्यक्तया मिश्रणं करणीयम् तदनन्तरं मोलनवस्त्रं योजयित्वा किञ्चित् कालं यावत् सिक्तं भवति ततः परं शुद्धजलेन तस्य प्रक्षालनं कर् कर्तव्यम् एवं प्रकारेण आदौ वस्त्रस्य प्रक्षालनं भवेत् विविधेषु रि ऋतुषु तत्र प्रक्षालनार्थं विविध उपायाः युज्यन्ते यथा ग्रीष्मकाले सूर्यस्य तापः अधिकः वर्तते एतस्मात् तदानीन्तने तदानीं समये साधारणतया आर्द्रवस्त्राणि तत्र शुष्कानि भविष्यन्ति शिशिरे अपि शुष्कं भविष्यति कारणं हि तदापि वायौ आर्द्रता न्यूना भवति परन्तु वर्षाकाले समस्या भवति तत्र कारणं हि तत्र वायौ अधिकतया आर्द्रता विद्यते एतस्मात् तस्मिन् समये आर्द्रवस्त्राणि उष्णस्थाने संस्थापयितव्यानि यत्र वायुः सम्यक्तया प्रवहति व्यजनस्य उपयोगः पुनः करणीय यत्र वायुः प्रवहति तत्र आर्द्रवस्त्राणि स्थापयि स्थापयितव्यानि पुनश्च जलस्य अपचयः यथा न स्यात् तदपि द्रष्टव्यं कारणं हि अस्माकं पेययलं तु सामान्यम् एव तदर्थं तस्य संरक्षणं तु कर्तव्यम् एव